कर्णाभरणं बहु सुन्दरं कदाचित् अस्माभिः यावद्मूल्यं दत्वा स्वीक्रियते तेषाभि तेश् तेषां वचनमपि भवति एकवर्षं भवति एकवर्षं सम्यक् तिष्ठति इति परं कदाचित् किं भवति वर्ष वर्षात् प्राक् एव यदि तस्य वर्णः गच्छति कदाचित् तत्र विद्यमानं भग्नं भवति एवं चेत् कदाचित् खेदः भवति तत्रापि कदाचित् किं भवति शीघ्रं वर्णव्ययः भवति तदापि अस्माभिः दत्तधनस्य व्यय व्यर्थः जातः इति खिद् खेदः भवति एवं तत्र अनेकविधाः भवन्ति कदाचित् तस्य भारं यदि अधिकं भवति तदपि क्लेशमेव जनयति तत्र भार भारं यदि न्यूनं भवति तदा एव अस्माभिः सन्तोषः अनुभूयते एवं मम अनुभवः